मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणे तत्र तत्र शैक्षणिकं मौल्यम् अस्ति अत्यन्तं बृहत् अस्ति इति मम अभिप्रायः तत्र चरित्रं पठन विषये तद्वता न बहवः सन्ति एवं एतादृशाः तस्मिन् होबि रूपेण बहवः एतेषां वस्तूनां सङ्ग्रहणं कुर्वन्तः सन्ति तस्य मौल्यमपि अत्यधिकमेव इति मम अभिप्रायः